नमो वाकं महोदय मम नाम मोहिनी अहं सार्धहोराद्वय सार्धहोरा पूर्वमेव एकं आर्डर् कृतं मया अत्र द्वे न् एकं एकं पूरी एकं द्वि दोसा आर्डर् कृतं मया परं अत्र तु एकं एकमेव आगतम् अन्येकं न आगतमेव तस्मिन्नपि पूरिमध्ये द्वे पूरेस् पुरी स्तः परं तु तत्र कर्रि नास्ति एव तत्र तत् पुनः प्रेषयितुं प्रार्थनां करोमि तदपि नो चत् एतदपि एतत् आर्डर् अपि एतत् आर्द्ररपि निश् निष्कास्य पुनः नूतनं आ आर्ड् नूतनं कर्तुमिच्छामि तदर्थं कति समयः भवति इति एकवारं मह्यं तु सूचयन्तु पूर्वमेव